मम प्रदेशे वातावरणम् अतीवसुन्दरं वर्तते नातिघर्मः नातिशैत्यं घर्मकाले तु मया अपि यथा सर्वैः अनुभूयते तथा घर्मः अनुभूयते एव परम् उत्तरभारतादिषु अथवा आन्ध्रप्रदेशे एव यथा घर्मः अनुभूयते तादृशः घर्मः मया मम प्रदेशे न अनुभूयते किञ्च अतिवृष्टिप्रसङ्गोऽपि मम प्रदेशे नास्ति सर्वदा वृष्टिरपि समा एव भवति शैत्यं तु बेङ्गलूरुनगरे प्रातःप्रातः काले किञ्चिदिव अनुभूयते परं न अतिशैत्यम् इथं मम जीवितकाले अहं मदीयप्रदेशस्य वातावरणस्य अनुभवं प्राप्तवान् अस्मि किञ्च कदाचित् कस्मिंश्चित् सन्दर्भे मया वातावरणे परिवर्तनं लक्षितं वर्तते तदा अतिघर्मोऽपि अनुभूतः किञ्च अतिशैत्यमपि अनुभूतम् अधुना तु मया नातिघर्मः नातिशैत्यम् अनुभूयमानं वर्तते